अहं ब्याड्मिण्टन् इति क्रिडां क्रिडामि अत्र अस्माकं केन्द्रियसंस्कृतविश्वविद्यालये ये छात्राः सन्ति कदाचित् ते मां क्रीडितुम् आह्वयन्ति तैः सह अहं क्रीडामि जनानां कृते या एषा क्रीडा नाम क्रीडितुं

जनाः नेट् विनापि क्रीडितुम् एतां क्रीडां शक्नुवन्ति तर्हि अयम् इयं प्रसिद्धा क्रीडा अस्ति बालकेषु वृद्धेषु एवञ्च सर्वेषु जनेषु अपि एषा क्रीडा प्रसिद्धा अस्ति न् न्यूनसाधनैः एतां क्रीडां क्रीडितुं जनाः शक्नुवन्ति इति